अस्माकं प्रान्ते या सङ्घसंस्था वर्तते स् तया संस्थया अस्माकं प्रदेशस्य उन्नतिः परिवर्तनं च बहु कृतं वर्तते यतो हि यदि विंशतिवर्षेभ्यः प्राक् पर्यन्तं गच्छामः चेत् तर्हि अस्माकं यः प्रदेशः आसीत् सः प्रदेशः भारतीयेषु सर्वेषु प्रदेशेषु सर्वतमदारिद्र्यप्रदेशत्वेन परिगणितो आसीत् परन्तु इदानीम् अस्माकं यः मुख्यमन्त्री वर्तते सः जातिसङ्घेनापि पुरस्कृतः वर्तते यतो हि अस्माकं प्रदेशस्य व्यवस्था एवं च परिवर्तनम् उन्नतिः यथा जातं तथा अन्यस्य प्रदेशस्य तावत् बहुगुणितं परिवर्तनं न जातम् ये सङ्घसंस्थायाः सदस्याः सन्ति ते तु अस्माकं प्रदेशे कथं दारिद्र्यनिवा निराकरणं स्यात् कथं कृषिकार्यस्य विकासः स्यात् कथं ये वृद्धजनाः सन्ति तेषां कृते आवासव्यवस्था स्यात् एवं च ये छात्राः सन्ति ये च बालकाः सन्ति येषां पारिवारिकसमस्या त्वात् ते परिवारस्य ये पितरौ सन्ति ते तां तान् पाठयितुं न शक्यन्ते तेषां प्रति अपि किञ्चित् धनराशिः अपि साहाय्यं सर्वकारपक्षतः प्राप्यते तेन च ते सम्यक्तया विद्यालयं गच्छन्ति तद् तत्र उत्तीर्णो भूत्वापि कालेज् महाविद्यालयं प्रति गच्छन्ति एवं च स्वस्य जीवने वृत्तिं जीविकामपि प्राप्नुवन्ति तत् केवलमस्माकं सर्वकारस्य साहायेन एव सम्भवति एवञ्च अस्माकं यः या संस्था सङ्घसंस्था वर्तते सर्वकारः वृद्धाश्रमः बालकेन्द्रिया केन्द्राणि वा यानि आसन् तेषां परिरक्षणं तु भवति संरक्षणं तु भवति किन्तु तत्र कथं बालकानां भवतु वृद्धानां भव भवतु सङ्ख्या न्यूना स् भविष्यति तदर्थं तेषां चेष्टा वर्तते कथं यदि यतो हि वृद्धकेन् वृद्धाश्रमे ये वृद्धजनाः वर्तन्ते बा वृद्धजनाः आगमिष्यन्ति परिवारस्य किं किमपि समस्या भवतु अथवा यदि पुत्रपौत्रादयः परिवारतः तान् त्यजन्ति चेत् ते वृद्धाश्रमं प्रति गच्छन्ति तर्हि तादृशी व्यवस्था समाजे कथं नागच्छतु तर्हि तदर्थमपि अस्माकं ये सर्वकारः यः सर्वकारः वर्तते स योजना अपि च क करोति एवं च तत्र मोटिवेशन् इत्यादिकमपि ददाति एवं च गृहरहितानां संङ्ख्याविषये यदि कथयामश्चेत् तर्हि प्रधानमन्त्रि आवासयोजना भवतु अस्माकं इन्द्रागान्धि आवासयोजना वा भवतु योजनामाध्यमेन ये गृहरहिताः सन्ति केवलगृहरहिता न अपि तु भूरहिताः अपि ये जनाः सन्ति तेषां कृते भूव्यवस्था एवं च गृहव्यवस्था सम्यक्तया सर्वकारेण क्रियते इति